हे सिद्धार्थ अहम् इदानीम् एकां भोजनशालायां खादितुम् इच्छामि डेलिविरि आप्मध्ये दृष्टवती एका बोजनशाला तत्र नाम त्री एम् इति मिलिट् माजिक् मिल्स् नाम एव बहु विशेषः दृश्यते खलु तत्र दत्तम् अस्ति पोडि मिनि मिलेट् मा मिनि इड्लि पिज़् मिलेट् पिज़ा कर्वेपलै इड्लि पानकमपि चपाती साम्बार् रैस् वित् अप्पलम् इत्यादयः बहु सुन्दराणि चित्राणि सन्ति तत्र रेटिङ् अपि फ़ोर् पायिन्ट् फ़ोर् दत्तम् अस्ति कथम् अस्ति जानाति वा मम मुखे तु चित्राणि दृष्ट्वा जलं श्रावयति वदतु कथम् अस्ति तद् भोजनशाला इति